अस्माकं देशे अस्माकं राज्ये बहवः धर्मस्य जनाः अत्र निवसन्ति अत्र हिन्दूधर्मस्य बौद्धधर्मस्य क्रिशन् धर्मस्य मुस्लिम् धर्मस्य एतानि धर्मसंस्थायाः जनाः अत्र निवसन्ति मम समर्पणं मम भावनां मम समीपस्य स सम्बन्धः हिन्दूधर्मस्य कृते अधिकम् अस्ति अस्माकं सनातनसंस्कृतिः बहवः दिनादिनम् बहवः कालतः प्रचलत् अस्ति अस्माकम् अहोभाग्यम् अस्ति यत् वयं सर्वे हिन्दू स्मः हिन्दूधर्मस्य उत्थापनार्थं छत्रपतिशिवाजीमहाराजस्य छत्रपतिसम्भाजिमहाराजस्य योगदानम् अतीव अस्ति मम सौभाग्यम् अस्ति यत् वयं तस्य छत्रपतिशिवाजीमहाराजस्य राष्ट्रस्य एकः निवासी अस्मि एका निवासी निवासिका अस्मि एतत् मम अहो भाग्यम् अस्ति अस्ति